कलाशिल्पक्षेत्रे स्वस्थानस्य महिलानां वा सामाजिकदृष्ट्या दुर्बलवर्गस्य वा समानावकाशं दातुम् आदौ शिक्षणम् अनन्तरं प्रशिक्षणं दातव्यं धनसहायं दातव्यं परिवारस्य सहभागं बहु आवश्यकम्